मया बेङ्गलूरुनगरे बहवः चिकित्सालयाः दृष्टाः तत्र स सर्वकारीयचिकित्सालयाः भवन्ति एवं वैयक्तिकचिकित्सालयाः भवन्ति प्रैवेट् चिकित्सालयाः भवन्ति सार्वजनिकचिकित्सालयः यः भवति नाम सार्वकारिकः तत्र तु समस्याः भवन्ति नाम कदाचित् वैद्याः सम्यक् न लभ्यन्ते अथवा तत्र उपकरणानि सम्यक् न भवन्ति अथवा तत्र दण्डदीपः सम्यक् न भवति तत्र बहुघर्मः जायमानः भवति व्यजनं न भवति इत्यादिकम् इत्यादिकाः इत्यादिकाः क्लेशाः इत्यादिकक्लेशाः बहवः तत्र लक्ष्यन्ते इत्येवं चिकित्सालयेषु अनुभूताः क्लेशाः तत्र भवन्ति यदि वैयक्तिकचिकित्सालयं प्रति गच्छामः तत्र बहुधनं स्वीकुर्वन्ति एकं कन् एकस्य निकटे गत्वा सम्भाषणं क्रियते चेदपि अधिकाधिकं पञ्चशतम् एवं ष षट्शतं धनं स्वीकुर्वन्ति केवलं तस्य तस्य निकटे भाषणं कर्तुमेव तावद् स्वीकुर्वन्ति पुनः तेन यद् प्रिस्क्रिप्शन् दिय नाम न पत्रं दीयते तत्र कियद् गुलिकाः कियत्यः गुलिकाः स्वीकर्तव्याः इत्यादिकं स्वीक पश्यति चेत् दृश्यते चेत् तत्र इतोपि अधिकमेव धनं भवति आहत्य लघु समस्यां गृहीत्वा गच्छामः चेदपि तत्र मीनिम् तत्र द्विश् द्विसहस्रं धनं तु गच्छत्येव एवं व्ययाधिक्यमिति क्लेशः सेवानां दुर् सेवानां दुर्बलता इत्यपि क्लेशाः बहुधा लक्ष्यन्ते एवं जनाधिक्यं यद् प्रसिद्धं भवति तत्र जनाः अधिकाः भवन्ति इत्यादिकक्लेशाः अपि दृष्टाः